एक्शन् जी गुड् फ़ीडबेक् आन् टैम् डेलिवर् सेनेरियो यू रिसीव्ड् आन् ओडर् दि पार् डेलिवर्न् आन् टैम् युवान् टु लीव् पाज़िटि फ़ीडबेक् फ़ोर् द सेल् आ द डेलिवरी कम्